उत्तरभारतं तथा दक्षिणभारतं सांस्कृतिकं सांस्कृतिकरूपेण बहुषु विषयेषु भिद्येते यद् वा भाषा आहारः वस्त्राणि वायुगुणः इत्यादि मुख्यतः भाषा उत्तरभारते हिन्दीभाषा मुख्यभाषा वर्तते अतः तत्र मुख्यविषयः सर्वेषाम् अवगगमनम् अवगमनम् अवगमनार्थं मया वक्तव्यम् उच्यते हिन्दीभाषा हिन्दीभाषा भाषायाः लिपिः देवनागर्यामेव वर्तते तस्मात् कारणात्

च पृथक् पृथक् लिपिः अपि यद्वा तमिळुभाषा भवतु तमिळुभाषा यद्वा कन्नडभाषा इत्यादि तस्मात् दक्षिणभारते संस्कृत अध्ययन अवगमनं किञ्चित् काठिन्यं वर्तते इति सर्वेषाम् अनुभवः एव द्वितीयविषयः किं किं कीदृशः भिद्यते इति चेत् वायुगुणः अथवा भूगुणः उत्तरभारते यद्वा शीतलकालः भवेत् यद्वा सूर्यस्य उच्चं उच्चकालः भवेत् सर्वेषाम् उच्चस्थानैः एव तत्र प्रवर्तन्ते दक्षिणेषु च तादृशः नास्ति इति सर्वेषाम् अनुभवः एव तृतीयः आहारः उत्तरभारते आहारः मुख्यः आहारः यवः दक्षिणभारते मुख्यः आहारः तण्डुलः